यद्यपि भारतम् एकं राष्ट्रं तथापि भारतस्य विभिन्नस्थानेषु विभिन्नसंस्काराः भवन्ति संस्कारानुसारेण जनाः जीवन्ति अतः उत्तरभारते यः संस्कारः अथवा या संस्कृतिः अस्ति दक्षिणभारते तस्याः संस्कृतेः भिन्नत्वं द्रष्टुं वयं शक्नुमः एवं बहुषु विषयेषु दक्षिण उत्तरभारतभेदः वर्तते एव भाषाभेदः अस्ति उत्तरभारते हिन्दिभाषां व्यवहरन्ति दक्षिणभारते तु मलयालं तमिल् कन्नडम् आन्ध्र तेलुगु एवं बह्वीः भाषाः उभयम् बह्वी बह्व्यः भाषाः तत्र उपयुज्यन्ते तथापि भाषाभेदः संस्कृतम् इति यदा चिन्तयामः संस्कृतं भारते सर्वत्र अस्ति किन्तु प्रादेशिकभाषाप्रभावेण संस्कृतभाषायाः अपि भेदत्वं बहुत्र दृश्यते केरले एकः शब्दः अस्ति आतुरालयः इति कश्चन शब्दः होस्पिटल् इत्यर्थे स्वीक्रियते किन्तु उत्तरभारते तथा नास्ति इदानीं वा इति प्रयोगः उत्तरभारते किम् इति प्रयोगः एव भाषाविषये एवं बहवः भेदाः सन्ति केवलं संस्कृतविषये इतर अन्यभाषायामपि आङ्गलं स्वीकुर्मश्चेदपि तथा अस्ति आङ्गलभाषा बे केरळीय आङ्गलं भिन्नम् अस्ति उत्तरभारत आङ्गलं भिन्नमस्ति एव आहारविषये वयं स्वीकुर्मः दक्षिणभारते अन्नम् नाम तण्डुलं स्वीकृत्य आहारनिर्माण अधिकं चलति उत्तरभारते गोधूमस्य आहारः भवति वस्त्राणि अपि भिद्यन्ते केरले वेष्टिः इति अथवा महिलानां शाटिका इत्यादिकं प्रसिद्धम् अस्ति उत्तरभारते तत्र भेदः अस्ति वायुगुणः यदा केरले उत्तमवातावरणमस्ति अधिकशैत्यं न भवति अधिक उष्णं न भवति इत्यादि उत्तरभारते तथा नास्ति यदा शैत्यं भवति अतिशैत्यं भवति उष्णकालः भवति अत्युष्णकालः भवति राजनीतिविषयेपि सामान्यतः सर्वत्र समानमेव जनाः उत्तमराजनेतारः सन्ति एवम् अधमाः अपि सन्ति तत्तु सर्वत्र समानाः इत्येव मम मतमस्ति तथापि केचन प्रादेशिकदृष्ट्या कार्यं कुर्वन्तः सन्ति एव राजनीतिविषये एवमेव अस्ति एव शिक्षणं बहुत्र अधिकं शिक्षणे अपि भेदः अस्ति अत्र आङ्गलमाध्यमं बहु अधिकं चलति केरले उत्तरभारते तु हिन्दीमाध्यमम् अधिकं चलति एवम् अस्ति भूभेदः अपि अस्ति कृषिविषये अपि भू यद् बहुत्र केरले नारिकेलवृक्षस्य आधिक्यमस्ति अन्यत्र तथा नास्ति तत्र भेदः अस्ति उत्तमवातावरणमस्ति दक्षिणे एवं बहु भूगणः एवं बहु गृहनिर्माणं पश्यामश्चेद् अत्र बहु उत्तमगृहाणि बृहत् गृहाणि निर्मीयन्ते अन्यत्र तथा न भवन्ति एवं बहु विषयेषु उत्तरादक्षिणभारतभेदः अस्ति तथापि भारतम् इति एकं राष्ट्रमिति वयं स्वीकुर्मः